मत्पर्यकाः महाविद्यालयस्य उपाध्युक्ताः बहवस्सन्ति तैः मम कृते उत्तमम् एव कृतम् अस्ति मम विद्यावारिधेः शोधप्रबन्धस्य निर्माणार्थं बहवः साहाय्यं कुर्वन्तस्सन्ति ते किमपि मत्पक्षतः अपेक्षा तेषां कृते कापि अपेक्षा नास्ति मार्गदर्शकाः अपि सन्ति ते अपि किमपि अपेक्षते एव तत् प्रायः संस्कृतविभागे एवं नास्ति संस्कृताध्ययने किमपि एतत् कार्यार्थं एवं मौल्यं वा इति किमपि नास्ति सर्वं प्रायः उचितरूपेणेव भवति अन्यत्र सर्वत्र प्रायः कार्यं करणीयम् चेत् धनम् अपि दातव्यं भवति संस्कृते एवं नास्ति सर्वे एवमेव उचितरूपेण किमपि अपेक्षाम् अपेक्षां विना साहाय्यं कुर्वन्ति